मया तु एकहोरा एकहोरं यावत् तरणं कर्तुं शक्नोमि मम नास्सिक् एकहोरं यावत् मया तरणं कृतमासीत् तत्तु प्रायः दशकं दशमकक्ष्यायां यदा पथ्यमानं तस्मिन् अवसि त्वया कृतेषु तरणेषु अत्यधिककालः किं कुत्र च त्वया कला तत्तु प्रायः दशमकक्ष्यायाम् एव आसीत् अत्यधिककालवत्याः दशमकक्ष्यायां यदा तस्मिन् अवसरे एव मम गृहं नदी वर्तते तस्मिन् एव अत्यधिककालं मया तरणं कृतमासीत् तत्तु अतीव